मम अभिप्रायः एवं वर्तते यत् अस्माभिः बद्धतं सर्वं समुदायेषु समर्पिते इति कृत्वा तत्र तैः यद्धनं अर्ज्यते तद्धनम् अस्माकं ग्राम उन्नयनार्थं उपयोगः कर्तव्यः इति पुनश्च ट्रान्सपोर्टेशन् प्रति अस्माभिः वाहनादिकम् स्वीकृत्य आगन्तव्यं इति कृत्वा तत्र मार्गाः अपि समीचीनम् एव भवेत् तस्मात् तादृश मार्गस्य समीकरणार्थं तत् तद्धनम् उपयोक्तव्यम् इति पुनश्च या व्यवस्था क्रियते सर्मपि उत्पादितानां समर्पणार्थं तत्र सा व्यवस्था न परिवर्तनीया पुनश्च शेयर् मार्केट् उपरि अधः भवति इति कृत्वा तत्र यदि परिवर्तनं भवति तर्हि तस्य परिवर्तनस्य ज्ञापनम् अस्मभ्यमपि यथा स्यात् तादृशि व्यवस्था कर्तव्याः येन अस्मभ्यं सौलभ्याय भवति